हरिः ओम् नमोनमः महोदय किं समस्या अस्ति भोः वदतु का चिन्ता किं सीट् सम्यक् नास्ति भवान् सीताम्ब का अस्ति इदानीम् थर्टिटु टै थर्टिटू तु सम्यकेव अस्ति भोः अहं तत्रैव अस्मि खलु आगच्छतु थर् थर् थर्टीटुमध्ये

किं भवति भोः यदि अहं सीट् इदानीं चेन्ज् करोमि चेत् यथा भवन्तः इदानीं थर्टीटू अस्ति खलु अनन्तरम् थर्टीनैन् भवन्तः इच्छन्ति खलु यत् थर्टीनैन्मध्ये यः यस्य सीट् अस्ति सः किमर्थं सः तत्र न उपविशति इति तस्य कृते के तस्य कृते क्लेशः भवति खलु एतदर्थं का चिन्ता

किम् आगच्छति उपरि भोः किं किं किम् आगच्छति उपरि एषा त्वरिद् कथम् उपरि आगच्छति भोः भवन्तः सम्यक् तत्र उपविशति खलु उपविश्य तत्र हाण्डल् अस्ति हाण्डल् साक्षात्

ओ अग्रे वा अग्रे इदक् इ इदानीम् हा हा हा इद अहं कर्

आ हा ओ हो अस्तु अस्तु अस्तु महोदय अहम् अहं सम्यक्तया दृष्ट्वा अहं अवश्यमेव करिष्यामि यदि भवति चेत् अहं जश् अवश्यमेव करोमि कलु तेषां या थर्टिनैन् अस्ति तस्य सीट् नम्बर् तस्य सः वार्तालापं कृत्वा यदि सः पार्श्वे एव सः हा एवं वा अस्तु अस्तु अहम् अवश्यमेव प्रयासं करोमि आ अस्तु अहं पृष्ठभागे इदानीम् अस्ति अग्रे आगत्य अग्रे गत्वा अहम् अवश्यमेव करोमि चिन्ता मास्तु हरिः ओम् अस्तु